अस्माकं भारतीयसंस्कृतौ बहवः धार्मिकोत्सवाः सन्ति यथा होलिका दीपावलिः रक्षाबन्धनम् इत्यादिकं

अस्याः अस्य महोत्सवस्य आगमनेनैव मनसि काचित् स्फूर्तिः भवति खलु बालकाः अपि प्रतीक्षन्ते खलु उत्सवः आयाति इति तर्हि यथा दीपावली उत्सवः दीपावली उत्सवः यदा आयाति तदा अस्माकं गृहे एकवारं तु सर्वं गृहस्य शुद्धता परिशुद्धता इत्यादिकं सर्वं भवति अपरं गृहे मिष्टान्नादिकमपि भवति तत्र दीपावलिमहोत्सवे वयं यदा कार्तिककृष्णामावस्या भवति खलु तस्मिन् दिने वयं प्रातःकाले एव मन्दिरे मन्दिरं गच्छामः यतोहि अहं जैनः अस्मि अत्र भगवतः महावीरस्य निर्वाणमहोत्सवः कार्तिककृष्णामावस्यैव स्वीक्रियते अतः तस्मिन् दिने प्रातःकाले एव मन्दिरे गत्वा पूजादिकम् इत्यादिकम् आचर्यते तर्हि तत्र गत्वा वयं पूजनम् इत्यादिकं कुर्मः पुनः अस्माकं तत्र ये प्रतिवेशिनः सन्ति तेषां गृहे गत्वा परस्परं मेलनं कुर्मः मिष्टान्नं खादामः हा विस्फोटिकादिकं केचन चालयन्ति वयं न चालयामः यतोहि तत्र हिंसाः भवति प्रदूषणमपि भवति अस्माकं तत्र प्रतिवेशी कश्चित् यदि लघुबालकः स्यात् तर्हि सो सोऽपि बिभेति अतः एतस्य प्रयोगं वयं न कुर्मः किन्तु मेलनादिकं मिष्टान्नादिकं तत् सर्वम् आचर्यते तद्वदेव होलिकोत्सवोऽपि भवति होलिकोत्सवः केचन जलेन क्रीडन्ति वयं प्रायः तत्र किं गुलाल् इति हिन्दीभाषायां वदामः अथवा वर्णः इति भवति खलु सामान्यवर्णः भवति तत् तेनापि वयं वस्तुतः होलिकोत्सवः परस्परस्नेहस्य प्रेम्णः उत्सवो वर्तते तर्हि तस्य आयोजनं वयं तद्वदेव एकं ढोल भवति खलु सः अग्रे गच्छति वयम् एकस्य एकस्य गृहे गत्वा तं बहिर्निष्कास्य तस्योपरि वर्णादिकं तत्र सर्वं कृत्वा तस्य तेन सह होलिकोत्सवः अपि तत्र मन्यते एवमेव तत्र होलिकादहनमपि भवति रात्रौ तस्यापि अस्माकं भारतीयसंस्कृतौ अतीवमहत्वपूर्णं स्थानं वर्तते तत्र सायङ्काले गत्वा एकवारं पूजनादिकं कुर्मः अनन्तरं होलिकादहनम् इत्यादिकं तत्र सम्यक्तया भवति रक्षाबन्धनम् अत्र अस्माकं बहुसम्यक् भवति तदर्थम् अस्माकं गृहे एव यथा मम भगिनी भवति नाम भगिनी आगच्छति सा रक्षासूत्रं बन्धनं करोति अनन्तरम् एकवारं तु वयं सर्वे गत्वा मन्दिरे गत् मन्दिरं गच्छामः अनन्तरं सर्वप्रथमं तत्र मन्दिरे रक्षासूत्रं तत्र बद्म बन्धनं कुर्मः अनन्तरं गृहे आगत्य एतस्य पर्वणः आयोजनं वयं कुर्मः पुनः एकः पर्व प्रतिद् प्रतिवर्षे आयाद् आयाति तद् भवति किन्तु बर्थ्डे जन्मदिवसः मम एकः बालकः अस्ति एका बालिका अस्ति तस्य जन्मदिवसः यदा आगच्छति तर्हि तस्मिन् दिवसे अपि वयं तस्य दिवसस्य प्रारम्भः अपि मन्दिरे गत्वा एव कुर्मः अनन्तरं कुत्रचित् इतस्ततः आश्रमे अथवा गोशालायां गत्वा तत्र किञ्चित् दानादिकम् अपि वयं कुर्मः एतत् सर्वम् अस्माकं परिवारे भवति